प्रमुखतया नगरपालिका इति या व्यवस्था वर्तते सा नगरप्रदेशेषु विद्यमाना व्यवस्था तत्र विशेषतः नगरे वासार्थं जनानां कृते या या अपेक्षा अथवा या या आवश्यकता भवति सा अपेक्षा नगरपालिका पूरयति तत्र उदाहरणार्थं वयं पश्यामश्चेत् मार्गनिर्माणं तत्र विद्युत् व्यवस्था कृषिविषयेषु मार्गे

समस्या अथवा या कापि समस्या भवति चेत् सा समस्या तैः निवारिता भवति तत्र त्याज्यं यद्वर्तते गृहेषु यत्याज्यं भवति तस्य निर्वहणम् इत्यादिकार्यं नगरपालिकायाः कार्यं विद्यते तथैव ग्रामपञ्चायत् पश्यामश्चेत् ग्रामपञ्चायत् इत्यपि या व्यवस्था भवति अथवा या व्यवस्था वर्तते सा व्यवस्था सर्वकार अन्तर्गततया एव अस्ति तत्र चुनावणापि भवति तत्र अध्यक्षः सदस्यः एवं नानाप्रकाराः दायित्वम् अपि विद्यते अत्रापि विशेषतः मार्गनिर्माणं विद्युत्व्यवस्था जनानां कृते जलव्यवस्था पानजलस्य व्यवस्था नित्योपयोगार्थं या व्यवस्था तत्सर्वं पञ्चायत् परतया क्रियमाणं वर्तते